पात्राणि कलायाम् अतीव महत्वपूर्णं महत्वपूर्णं स्थानं भजन्ति मम पात्राणि तावत् मया निजजीवनादेव स्वीक्रियन्ते परन्तु यदि उत्तमपात्राणां निर्माणं कर्तव्यं वर्तते तर्हि लोके यानि आदर्शमूल्यानि सन्ति तेषां सहाय्यं स्वीकृत्य अहम् उत्तमपात्राणां निर्माणं करोमि यथा मम नायकः यदि योद्धा वर्तते तर्हि लोके यथा योद्धा तस्य वर्णनं कुर्वन्ति तद्वत् अयं मम नायकः अपि शरीरसौष्ठवयुक्तः क्रूरतया प्रूरतः विद्यमानस्य जीवनं यः स्वीकरोति परन्तु युद्धभिन्नकाले यः अतीव शान्तः भवति स्मन्देन समीचीन प्रकारेण सः सम्भाषणं करोति तादृशः मम उत्तमः पात्रः मया ऐन अनेन क्रमेण चिन्त्यते नास्ति चेत् मम निजजीवने विद्यमानः एव कश्चनः योद्धा मया स्वीक्रियते मम कथायाम् तेन मम पात्राणि निजजीवने एव सन्ति इति कारणेन सर्वेषां कृते अवगम्यमानानि सुलभानि च भवन्ति तेन मम कथाः लोकानां कृते अतीव सुन्दरतया अवगत् अवगताः भवन्ति तस्मात् मया सर्वत्र मम निजजीवनादेव पात्राणि स्वीक्रियन्ते